भोः मित्र अद्य अहं रीचार्ज् कृतवती रीचार्ज् अभवत् वा इति ज्ञातुम् अहं भवतः भवतः कृते दूरवाणीं कृतवती भवान् मम ध्वनिः श्रोतुं शक्नोति वा अहं मासत्रये एकवारं रीचार्ज् करोमि चतुश्शतरूप्यकाणि भवति तत्र सिक्स् जि बी

किं भवानपि एवमवि एवमेव करोति किं भवान् कतिपयरूप्यकाणि स्थापयति भवतः दूरवाणी कृते